रामायणं महाभारतं कथा चीनि एवं च सत्यं घटनाधारितानि जीवनचरित्राणि इत्यादि पुस्तकानि मह्यं बहु रोचते तादृशं पुस्तकानि इष्टानि भवन्ति इत्युक्ते तादृशेषु विषयेषु वयं सत्य घटनाम् आधारितान् विषयान् ज्ञातुं शक्नुमः तेन अस्माकं कृते अपि लाभाय भवति तेषां जीवनचरित्रादिकं किमपि वा वयं ज्ञास्यामः चेत् किमपि अस्माकं कृते अपि तेषां विषये अवगतं भविष्यति किमपि असत्यं किमपि वा प् पठामः चेत् तत्र किमपि पठितम् इति भवति किन्तु अस्माकं कृते तत् लाभाय भवति इति वयं वक्तुं न शक्नुमः इत्यतः किमपि किमपि असत्यम् किमपि तेषाम् अभिप्रायं लिखितम् लिखितम् इति किमपि लेखनीयम् इति लिखितं पुस्तकं पठामः चेत् तत् अस्माकं जीवने लाभाय न भवति सत्यघटनाम् आधारितमेव पुस्तकम् अधिकतया पठामः चेत् अस्माकं जीवने तत् लाभाय भवति इति अहं भावयामि